नमस्कारः महोदय गतसप्ताहे अहं भवतः भवतः आपणे आगतवती तत्रतः अहम् एकं काष्टसूपं क्रीतवती गृहे आनीतवती किन्तु गृहे आगत्य अहं दूरं द्रव्यं दर्शितवती काष्टः तु भवान् उक्तवान् सागवान् इति अस्ति किन्तु तत्तु नास्ति तस्य पालिश् अपि सम्यक् नास्ति कुत्र अस्ति कुत्र नास्ति तस्य उपरि यत् अस्ति बेड् इति उक्त्वा वदामः तद् बेड् अपि सम्यक् नास्ति एवं सर्वं दृष्ट्वा अहं चिन्तितवती तस्य मूल्यम् अधिकमस्ति किन्तु तस्य क्वालिटि सम्यक् नास्ति